आदौ तु चित्र रचनायाम् अनासक्तिः न भवत्येव किमर्थमिति चेद् ए एतादृशेषु कलासु यदा वयं निमग्नाः भवामः वा अन्तर्भवामः तत्र प्रविशामः तदानीम् अनासक्तिः न भवत्येव अनादरो अपि न भवति हा यदा कदापि मनः न भवति तत्र अना अनिवार्यतया इदानीं विद्यालयेषु कार्याणि यच्छन्ति प्रोडे प्रोजेक्ट् इत्यादिकं नाम प्रकल्पम् इत्यादिकं यच्छन्ति खलु तत्र अस्माभिः कर्तव्यमिति चेद् बहूनि चित्राणि अपि भवन्ति तादृशेषु स्थलेषु किञ्चित् बोर् आयाति अतः तथा न तस्मिन्नेव स्थले किञ्चित् भवति परन्तु चित्राणि यदा वयं तूलिका इत्यादिकं स्वीकृत्य रचनां कुर्मः इति तत्र उपविशामः चेत् तदानीम् अनादरो न भवत्येव अतः अनादरः कदापि न भवति पुनश्च यदा कदापि भवति तत् किमर्थम् इति चेत् मनः संल्लग्नः न भवति पुनश्च चित्रं यथा वयं रचयितुं शक्नुमः तथा एव चित्रस्य निर्माणं न भवति चेत् किञ्चित् मनसि खेदः भवति अतः तस्मिन्नेव स्तरे जे वै तद् तत्तत्कार्येषि निपुणाः भवन्ति तत्र गत्वा तेषां सविधे वयं पृच्छामः कथं वा रङ्गरञ्जन्यादिकम् अत्रैव कर्तव्यं चित्रं कथं रचयितव्यम् इति चेत् ते वदन्ति अतः एवं भवति चित्ररचनार्थं समयः तु भवति ए एव नाम यदा रविवासरादिकं पुनश्च किमपि कार्यं कुर्मः चेत् समयः नास्ति इति नैव वदामः किमर्थमिति चेत् समयः तत्र अस्माभिः एव बहिष्करः कर्तव्यः बवति अतः तथा किमपि नास्ति चित्ररचनसमये क्लेशः न भवति बहु भवति चेदपि ज्येष्ठानां कृते पृष्टव्यम् इत्येव